स्वजनैः सह क्रीडनस्य विषये तेषां महत्त्वस्य विषये च ग्रामीणजनाः किं चिन्तयन्ति इति प्रश्नः ग्रामीणाः जनाः बहु क्रीडायाः बहु तत्र महत्त्वमस्ति ग्रामे तत्र ग्रामीणजनाः चिन्तयन्ति यत् अस्माभिः यदा क्रीडां कुर्मः तदा शरीरं सम्यक् भवति शरीरे स्फूर्तिः आयाति तत्र अस्माकं ग्रामे सर्वदा एव सायङ्काले सर्वे अपि कन्दुकक्रीडां कुर्वन्ति हस्तकन्दुकमपि क्रीडन्ति सर्वः अपि तत्र जनः सायङ्काले एकत्र भवन्ति भूत्वा तत्र क्रीडा कुर्वन्ति ग्रामे जनाः चिन्तयन्ति यदा अस्माभिः धावामः किमपि कन्दुकक्रीडां क्रीडामः तदा शरीरस्य व्यायां भवति एक्ससैज् भवति अनेन सर्वे अपि यत् चिन्तयति तत् शरीरस्य शरीरस्य स्व स्वस्थता स्वस्थता स्वस्थता शरीरस्य स्वास्थ्यं स्वस्थतायाः